भोः प्रातःकाले रोटिका प्रति मया तत्र फ़ोन् पे कृतम् आसीत् तत् फ़ोन् पे आगतं वा न वा इति भवतः तत्र रोटिकार्थे दत्तं तत्र पश्यतु यतोहि मम तत्र यू पी ऐ इति किमपि सम्यक् नास्ति इति केचन उक्तवन्तः अतः मया अपि कृतं वर्तते अत्र नैव दर्शयन् अस्ति इदानीं अतः मया यत् दत्तं वर्तते रूप्यकाणि तत्र प्रेषितं वर्तते फ़ोन् पे द्वारा तत् आगतं वा न वा इति कृपया दृष्ट्वा वदतु भवतः बेङ्क् अकौण्ट् मध्ये इति मम प्रार्थना